उद्यानकार्यं सस्यवर्धनादिकं मया बहु इष्यते यतो हि तत्र सन्तोषः लभ्यते तृप्तिश्च लभ्यते यावद्वयं प्रकृत्या सह भवामः तावत् वयं बहु शान्ततया भवामः तदर्थमहम् उद्यानाकार्यादिकं कर्तुमिच्छामि वयं त्रिवारं खादामः सस्यानां कृते तु एकवारं जलं स्थापयामः तन्माभवतु इति कृत्वा प्रातः सायं द्विवारमपि मया सस्यानां कृते जलादिकं स्थाप्यते पुनः स सस्यैः सह सम्भाषणं पुनः पुष्पपरिपालनादिकं तु इष्यते एव तत्र प्रेरकाः के इत्युक्तौ कृषिकाः एव ते आदिनं तदेव कुर्वन्ति निस्सङ्कोचतया क्लेश क्लेश क्लेश क्लेशाः सन्ति चेदपि तदनुभ तदनुभवन्तः कार्यं कुर्वन्ति ते एव प्रेरकाः तदर्थमहम् उद्यानकार्यादिकं सस्यवर्धनादिकं कर्तुमिच्छामि